म महोदय नमस्कारः

आं नमस्कारः महोदय अहं रवीन्द्रः अहं योग अभ्यासं कर्तुं दूरवाणीं कुर्वन् अस्मि किं किं योगासनानि स्वीकर्तुं शक्यन्ते प्रयोजनानि मम कटिवेदना इत्यादि जानुवेदनानां कृते कीदृश आसनानि ददाति चेदुत्तमं भविष्यति किमर्थम् इत्युक्ते अहं वस्तुतः षट् घण्टाः स्थास्य एव पाठयामि अतः किञ्चित् क्लेशः अस्ति तद् निवारणार्थाय योगः किं किमस्तीति इति ज्ञातुं दूरवाणीं कृतवानस्मि

आम् अन्ते भारः हा हा अद् अधिकभारं नयति चेत् तादृशं भवति वा

मर्दनं भवति तदा करोति चेत् हा

आम् आम्

सत्यमेव परन्तु अस्मिन् काले तादृशकार्याणि न सन्ति हा

हा मासज् आं

किं किं किं महोदय किं भवति फ़्लेक्सिबलिटि आ आ आम्

आ हा अस्तु अस्तु वयः

आम् अत्र आस श्वासयुक्तयोगासनम् आसनानि आम् आम्

कटी सन्धि सन्धिव्यायामः आम् आं धन्य